अस्माकं क्षेत्रे वातावरणं भिन्नभिन्नऋतुषु मध्यमः एव भवति अत्र अतिवृष्टिः अतिशैत्यम् अतिघर्मः वा समस्या एव नास्ति परन्तु गतवर्षे अतीववृष्टिः अभवत् तत्कारणेन सस्यानि वर्धयितुं न शक्ता तत्कारणेन किञ्चित् अव्यवस्था गतवर्षे आसीत्